द्वादशाधिकद्विसहस्रतमे वर्षे जून्मासस्य एकादश विंशत्यधिक द्विसहस्रतमे वर्षे एप्रिल्मासस्य अष्ट त्रिंशदधिकद्विसहस्रतमे वर्षे मार्च्मासस्य पञ्चदश अष्टनवत्युत्तरनवदशे शतके एप्रिल्मासस्य द्वादश नवनवत्युत्तर अष्टादशे शतके अक्टोबर्मासस्य तृतीयः